मम मातृभाषा कन्नडभाषा कन्नडभाषायां रामायणस्य महाभारतस्य अनुवादाः यथेष्टं लभ्यन्ते विशेषतया समग्रस्य महाभारतस्य अनुवादः कृतः वर्तते महामहोपाध्याय एन् रङ्गनाथशर्मा महाभागेन हिन्दूसेवाप्रतिष्ठानद्वारा बहवः विद्वांसः मिलित्वा रमा महाभारतस्य अनुवादं कृतवन्तः रामायणस्य अनुवादस्तु बहुभिः कृतः दृश्यते मम महाविद्यालयस्य ग्रन्थालये दशाधिकाः रामायण अनुवाद ग्रन्थाः लभ्यन्ते अनुवादः प्रायः बहुभिः सम्यगेव अनुवादः कृतः इति अहं पश्यापि यतः यत्र कुत्रापि मूल आशयस्य भङ्गः यथा न भवति तथा अनुवादः कृतः वर्तते